मम प्रदेशे व्रीहिधान्यं बहु जवेन वर्धते अस्माकं क्षेत्रेपि व्रीहिधान्यस्य आरोपणं क्रियते तत्र षाण्मासिकक्रिया तत्र प्रवर्तते प्रथमं मासे तावत् तस्य बीजावापः व्रीहिधान्यस्य बीजावापः क्रियते तदनन्तरम् प्रति मासं यावत् तत्र जलस्य संरक्षणं कर्तव्यं प्रायः वृष्टिकाले एव तस्यप्रयोगः आधिक्येन अत्र दृश्यते पुनश्च यदा वयं स व्रीहिः व्रीहिधान्यं बीजावापः नाम स्थापयामः तदा षण्षण् मासः यावत् तस्य संरक्षणम् अवश्यं कर्तव्यं पुनश्चपक्षिकीटः पक्षिकीटादीनाञ्च समस्या बहु वर्तते तदर्थं तेषां निवारणाय सर्वदा तत्रैवभाव्यं पुनश्च इत्यादि फ़र्टिलैज़स् इत्यादि गोब्बर इति कन्नडभाषायां वदामः तत् सर्वं स्थापनीयं भवति तदनन्तरं षष्ठे मासे तस्य अग्रे विक्रयणं भवति व्रीहिधान्यस्य उलूखलसंयोगेन च तस्य त्वचस्य निष्कासनं पुनश्च तस्य पोलिष् इत्यादिकं कृत्वा विक्रयणं कुर्मः अस्मिन्प्रदेशे तावत् एकम् धान्यस्य नाम व्रीहिधान्यस्य सहस्ररूप्यकाणि स्वीकुर्वन्ति